वृक्षाणां कर्तनस्य विषये तु ज जटिलः विषयः अस्ति यद्यपि एतादृशाः परिस्थितयः सन्ति यत्र सुरक्षाकारणात् सुरक्षाकारणात् वा विकासकारणात् वा वृक्ष वृक्षनिष्कासनम् आवश्यकं भवेत् यद्यपि तत् यद्यपि यद्यपि उत्तरदायित्वपूर्वकं पूर्वकं पर्यावरणस्य समुचितं समुचितविचारेण च तत् कर्तुं महत्त्वपूर्णम् अस्ति पुनारोपणं पुनारोपणं क्षतिः